भारतस्य इतिहासे बहवः विषयाः सन्ति स्वातन्त्र्योत्सवः महाराजाः ऋषयः इति विभिन्नविषयाः अत्र मां प्रभावं ददाति अस्माकम् इतिहासः सम्यकस्ति इत्येव अस्माकं संस्कृतिः एतावत्पर्यन्तं तिष्ठति इतिहासे गर्वम् अनुभवविषयः इत्युक्ते एकं वक्तुम् इच्छामि महिलानां कृते एतद् रेस्पेक्ट् आदरणं सम्यक् आसीत् गर्वः ददाति तेषाम् औदार्यम् अस्ति यत्किमपि कर्तुमिच्छन्ति तत्र स्थानं ददाति तेषाम् शिक्षा वा भवतु उद्योगः वा भवतु तत्र म् अन्यसंस्कृति अपेक्षय् संस्कृतेः अपेक्षया अत्र अस्माकम्मध्ये महिलानां कृते वेदाः वा पटन् पठन्ति तादृशं भिन्नभिन्नविषयाणाम्मध्ये अपि झा महिलानां स्थानं वर्तते अद्य ते अपि आर्ग्युमेण्ट्स् चर्चामध्ये अपि भागं गृहीताः सन्ति महिलाः एत् एते अपि अम्पैर् जड्ज् रूपेणापि स्थिताः सन्ति चर्चानाम्मध्ये एव महिलानाम् उत्तमस्थानमस्ति भारतीय स्वातन्त्र्यसङ्ग्रामस्य केचन मुख्याः इत्युक्ते तिलकमहोदयः सुभाषचन्द्रमहोदयः राणीजान्सीलक्ष्मीबाई शिवाजीमहाराजः म एवं बहवः महाराजाः सन्ति अथवा सामान्यजनानाम्मध्ये अपि खारवेल्लः भारतीयः महोदयः आम्बेडकरमहोदयः एवं बि बहवः जनाः अत्र सन्ति धन्यवादः